मम ग्रामे यदि कस्यचन अङ्गभङ्गं जातं चेत् अनुक्षणं तस्य चिकित्सार्थं व्यवस्थां करोमि मम ग्रामस्य समीपे समीपस्थ नगरे एव समीचिनः सर्कारिवैद्यालयः वर्तते तत्र वैद्यालये अस्य चिकित्सा चिकित्सायाः व्यावस्थापितुं शक्यते एवं तस्य अङ्गस्य पुनः प्राप्त्यर्थं चिकित्सामपि ते सम्यक् कुर्वन्ति एवं चिकित्सानन्तरं तस्य आरोग्ये आरोग्ये अपि सुधारणम् आनयितुं शक्यते एवं तदर्थम् इति व्यवस्था कर्तुं शक्यते पुनः नगरं गन्तव्यं चेत् ग्रामात् नगरं गन्तव्यं चेत् तदर्थमति आम्बुलेन्स् व्यवस्था अपि अपेक्षिता भवति सा व्यवस्था अपि वैद्यालये वर्तते इत्यतः आदौ आम्बुलेन्स् सूचयित्वा ते आगत्य यस्य चिकित्सा अपेक्षिता वर्तते नाम यस्य अङ्गभङ्गः जातः तं नयन्ति नीत्वा तत्र तस्य तदर्थमिति चिकित्सामपि कुर्वन्ति पुनः तेन सह गुणमुखः यथा भवेत् तथा सर्वाः अपि व्यवस्थाः तत्र वर्तन्ते एवं तस्य यः या समस्या जाता तदर्थमिति सम्यक् रूपेण चिकित्सा एवं तस्य गुणमुखं वयं कर्तुं शक्नुमः एवं तदर्थम् अहं व्यवस्थां करोमि